हरिः ओं वदतु कः आं भगिनि आं भगिनि अहं शिल्प उपाद्ध्याय वदामि वदतु भगिनि

प्रारम्भः मम आपणं नामः दुर्गानुगृह पुस्तक आलय अस्ति मम आपणे प्रातःकाले अष्टवादनतः रात्रौ अष्टवादनपर्यन्तम् अस्ति भगिनि भवती आगच्छतु कदा आगच्छति अस्तु भगिनि किम् आवश्यकं किं पुस्तकम् आवश्यकम् आं भगिनि एस् एल् बैरपाः पुस्तकानि सन्ति एकं पुस्तकं नास्ति पुस्तकानि सन्ति अस्तु भगिनि आगच्छतु आपणे अस्ति कति अस्ति वा कति कति रूपाणि पर्व पुस्तकानि पर्वपुस्तकस्य पञ्चाशद्रूपाणि अस्ति भगिनि चलति खलु भव भवत्याः कृते भोः पुस्तकं रोचते वा आमा आम् अहं जानामि भवत्याः ध्वनिमध्ये पुस्तकप्रेमी अस्ति अहं जानामि कुत्र अस्ति कुत्र वसति भवती एवं वा अस्तु अस्तु मम आपणं कोप् कोपि हुब्बल्लिनगरे कोपिकर् रस्ते मध्ये अस्ति आगचच्छतु भवती जानाति वा कोपिकर् रस्ते आगच्छतु भगिनी आगच्छतु भा एकनिमेषं भगिनि भगिनि श्रृणोतु भानुवासरे विरामः अस्ति भानुवासरे न आगच्छतु सोमवासरे आगच्छतु सोमवासरतः वदतु भगिनि आं भगिनि आम् आम् आम् आपणे श्लोकाः पुस्तकानि सन्ति दुर्गाष्टोत्तरं बहु श्लोकाः गणेशाष्टोत्तरं नव आं भगिनि आं भगिनि अस्ति आगच्छतु एकवारम् आगच्छतु पश्यतु पश्यतु अनन्तर स्वीकरोतु भवत्याः कुटुम्बसमेतम् आगच्छतु किमर्थम् न भगिनि सः रैल्वेमध्ये कार्यं कृतवन्तः एतत् मम आपणं केवलं मम आपणं किमर्थम् इत्युक्ते मह्यमपि पुस्तकं बहु रोचते तदर्थम् अहम् आपणं आं धन्यवादः भगिनि ध धन्यवादः आगच्छतु भगिनि या शृणोतु भगिनि

अस्तु भगिनि एकवारम् आगमिष्यामि आगमिष्यामि ग भगिनि एकवारं निश्चयेन आगमिष्यामि शृणोतु मम आं भगिनि आं मम पुत्र्या सह आगमिष्यामि एकनिमेषं श्रुणोतु मम आपणं सोमवासरतः श शनिवासरपर्यन्तम् अस्ति भानुवासरे विरामः विरामः अस्ति अस्तु वा आम् आम् जातः आं भगिनि आं सत्यं सत्यं गमिष्यामि भगिनि आगमिष्यामि निश्चयेन आगमिष्यामि अस्तु भगिनि वयं मम कुटुम्बः भवतः कुटुम्बसमेतं वयं संस्कृतकार्यालयं गच्छामः अस्तु वा एकवारं तत्र बहु वाचनालयमध्ये बहु पुस्तकानि सन्ति एकवारं भवती पश्यतु अस्तु अहमपि पश्यामि बहुसरलं कठिनं सम्यक् समीचीनपुस्तकानि सन्ति वाचनालयमध्ये वाचनालयमध्ये गणेशमहोदयः पूजा भगिनी अस्ति द्वयोः सम्यक् वदिष्यामः मह्यमपि भगिनि बहु सन्तोषः जातः आम् आं सत्यं भगिनि एकवारं निश्चयेन मिलामः अस्तु वा आं भगिनि अस्तु पुनर्मिलामः राम् राम् धन्यवादः